यदा अहं बालः आसम् षड्वर्षियः तदारभ्य पाककार्ये मग्नः अस्मि किमर्थम् इति चेत् मम माता तादृश प्रेरणां दत्तवती तदनन्तरं मम अग्रजः स्व उपाहारमन्दिरे मां नियोजितवान् किञ्चित् तत्रापि कार्यं कृतवान् अस्मि इत्यतः पाकविषये मम कुटुम्बस्य साहाय्यम् अहं प्राप्तवान् अस्मि तत्र यद्यपि ममापि ज्ञातुम् इच्छा आसीत् अथवा अहं जिज्ञासुः आसम् अतः तस्मिन् विषये किञ्चित् ज्ञातवान् अस्मि तत्र कुटुम्बसदस्यानां सर्वेषामपि तत्र दायित्वं वर्तते मम प्रेरणायाम्